अहं कोयम्बतूर्नगरे वसामि अहं समीपकाले श्रीरङ्गं नगरे गतवती तत्र रङ्गनाथस्वामिनः मन्दिरम् अस्ति अहं कार्यानेन तत्र गतवती तत्र गन्तुं रेय्ल्यानम् एवं लोकयानम् अस्ति मन्दिरे रङ्गनाथस्वामी एवं रङ्गनायिकायाः अस्ति तत्र मन्दिरे कट्टनसेवनम् एवं निश्शुल्क दर्शनम् अस्ति मन्दिरात् अनेकानि अल्वारानी मङ्गलाशासनं कृतवन्तः मुख्यतः तिरुमङ्गै आल्वार् कृतवत् कृतवा कृतवान् तत्र रापत्तपहल्पत्त उत्सवः प्रसिद्धः अस्ति तत्र मम बान्धवाः एव सन्ति मम तत्र अहम् मुख्यम् एकमुख्यकारणानि गतवती तत् मम एम् ए वैष्णवं तस्य प्रोजेक्ट् अस्ति प्रोजेक्ट्वर्क्निमित्तम् अहं तत्र गतवती